ग्रामीणसमुदायेषु क्रीडां क्रीडित्वा व्यक्तिः कान् कौशलान् विकसितुं शक्नोति इति चेत् ग्रामीणसमुदायेषु कश्चन बालकः क्रीडां क्रीडति इति चेत् सः उत्कृष्टरूपेण सः तद् ज्ञानं प्राप्नोति क्रीडायां तदुत्तरं क्रीडाकरणेन किञ्चित्तु सः अनुभवति यत् नूतनतया अध्ययनं करोति इदानीम् उदाहरणार्थं कबडिं क्रीडामः इति चेत् ग्रामीणक्रीडा वर्तते कबडि तत् क्रीडकं क्रीडां करणेन जीवने सर्वदा मिलित्वा भवे भवेयुः तदानीं किमपि कर्तुं शक्नुमः इत्यादिरूपेण जीवने ते अध्ययनं कुर्वन्ति कौशलान् प्राप्नुवन्ति एवम् अनेकाः क्रीडाः वर्तन्ते ग्रामीणक्रीडाः वर्तन्ते तस्य क्रीडाकरणेन क्रीडित्वा कश्चन व्यक्तिः व्यक्तिः कौशलान् विकसितुं शक्नोत्येव अतः ग्रामीणसमुदायेषु क्रीडां क्रीडयेयुः तदुत्तरं सर्वत्र सः यदि सम्यक् क्रीडति सः तदानीं सः सर्वत्रापि तस्य उद्धर्तुं शक्नोति सर्वतोन्मुखः उद्धारः क्रीडाकरणेन भवत् भवितुमर्हति इति वक्तुं शक्यते अतः ग्रामीणसमुदायेषु क्रीडां क्रीडित्वा व्य कश्चन व्यक्तिः कौशलान् विकसितुं शक्नोति इति वक्तुं शक्यते अपि च मित्राणां सम्बन्धः ग्रामीणानां सम्बन्धः अपि सम्यक्तया भवति अतः इदानीम् अद्यतनकाले तु सम्बन्धः सम्यक् न भवत्येव ग्रामीणैस्सह कस्यचित् पुरुषस्य दोषः भवति इति अतः ग्रामीणसमुदायेषु क्रीडां क्रीडित्वा तादृशसमस्याः निवारयितुं शक्यते इति वक्तुं शक्यते